सर्वतन्त्रस्वतन्त्राणां वाचस्पतिमिश्राणां भामती इति इयम् ब्रह्मसूत्र भाष्येषु ब्रह्मसूत्रसूत्रेषु भगवत्पादनां भाष्ये विद्यमाना टीका इदं पुस्तकं मह्यम् अत्यन्तं प्रियं भवति यतोहि भामतिकाराः केवलम् वेदान्तं परिशील्यैव तत्र विचारं कुर्वन्तः भवन्ति इति न सकलानि शास्त्राणि परिशील्य यथा वेदान्तप्रतिपाद्याः अर्थाः अत्यन्तं सुलभतया प्रतिपादिताः भवेयुः एवम् प्रमाणभूताश्च भवेयुः इति प्रदर्शयितुम् अत्यन्तं यत्नवन्तः भवन्ति तच्च पुस्तकं सः ग्रन्थः मह्यम् अत्यन्तं प्रियः